एवं सत्यं क्रीडायाः प्रचारार्थं सर्वकारेण अधिकं धनं व्ययीक्रियते इति मया भासते यतो हि ये च सर्वकारे भवन्ति क्रीडाविभागे भवन्ति ते च ते चा सर्वत्रापि यद् आङ्ग्लभाषया उच्यते बेनर्इ ति बृहत् बृहत् बेनर् स्थापयन्ति सर्वत्र मार्गस्य पार्श्वे इत्यादिषु स्थानेषु तस्य तु अधिकं धनं भवति पुनश्च ये च क्रीडन्ति क्रीडालवः तेषामपि ते कदाचित् विक्रयणं कुर्वन्ति कोटिशः धनव्ययं कृत्वा यदि अहं तदवसरे भवामि तदा अहं तावद्धनं न व्ययीकरोमि कथं नाम तत्र तत्र ग्रामेषु इत्यादिस्थानेषु यत्र जनाः उपलभ्यन्ते तत्र तदा तदा वासरेषु एकस्मिन् दिने क्रीडायाः आयोजनं तथा च यथा यथा जनाः आगच्छेयुः तथा करिष्यामि तथा च क्रीडा अपि सम्यक् भवति तद्धिया तत्र जनानाम् अपि किञ्चित् उत्साहः भवति द्रष्टुं क्रीडा ये च क्रीडन्ति तेषामपि उत्साहः भवति धनस्य अपि अवशेषः भवति इति मत्वा तादृशम् उपायं चितं पुनश्च क्रीडाङ्गणेषु सिद्धतार्थम् अपि कोटिशः धनव्ययं भवति तदपि न्यूनं न्यूनं कर्तव्यं पुनश्च

यदि अहं तदवसरे भवामि एतादृशदोषाः न भवन्ति इति